मम ग्रामे जलनिर्गमव्यवस्था बहु सम्यगस्ति किमर्थं नाम अस्माकं ग्रामे जलस्य किं बहु व्ययः न भवति यद्यत् जलमुपयुक्तं तत्सर्वम् अस्माकं कृषीकाणां वाटिकायामेव गच्छति तस्मात् तत्र वृक्षाणां कृते सस्यानां कृते बहु उपयोगाय भवति तत्र उन्नयार्थं किं कर्तुं शक्यते नाम किमपि नास्ति सर्वं सम्यक्के सुष्टुरूपेण अस्ति अनन्तरम् अस्माभिः तत्र किं रसायनादिकं न युज्यते जनाः सोप् इत्यादिकं न उपयोगं कुर्वन्ति तस्मात् समीचीनजलमेव भवति केवलम् अस्माभिः किं मलादिकं तत्सर्वम् अन्यत्र गच्छति तत् समीचीनव्यवस्था कृता वर्तते अन्यत् यद्यत् जलमुपयोगः भवति यद्यज्जलमुपयोगं भवति तत्सर्वं वाटिकायां वाटिकेषु गच्छति अनन्तरं अस्माकं ग्रामे दूरे सरोवरः अस्ति तत्रापि गच्छति तस्मात् तत्सरोवरात् ता तस्मिन् पार्श्वे विद्यमाना वाटिकायामपि जलं प्रवहति तस्मात् जलस्य किञ्चित् किम् अन्तर्जलस्य उपयोगः न्यूनं भवति तस्मात् किं बोर्वेल् संस्थापनम् इत्यादिकं न भवति तेन जलं जलस्य उपयोगः भवति अनन्तरं यत् उपयुक्तं तत् वेष्ट् न भवति वाटिकायमेव प्रवहति पुनः तत् यूस् भूत्वा वृक्षाः सम्यक् वर्धयन्ति वर्धनं प्राप्नुवन्ति तस्मात् अस्माकं कृते फलमागच्छति पुनः वयं तत् फलं प्रक्षालयामः तत् प्रक्षालितजलं पुनः वाटिकायामेव गच्छति तेन जलस्य वेष्ट् इत्येव नास्ति तत्र अनन्तरं किं नाम वयं किं यदा वनं प्रति गच्छामः तत्रापि अस्माभिः पानजलं नेतव्यमिति न भवति सरोवरे जलं बहु शुद्धं भवति अन्यत् सरोवरः अस्ति यत्तु वयं केवलं पानार्थं तस्य जलस्य उपयोगः भवति तस्मात् तत्तु समीचीनजलम् अस्ति तत्र किं मत्स्यादिकं भवति यदा वयं हस्तः अस्माकं हस्तः तत्र व्या वयं संस्थापयामश्चेत् तत्र आगत्य अस्माकं कृते फ़िश् मसाज् इत्यादिकं सर्वं भवति अनन्तरं जलस्य वेष्ट य यदि वाटिकां प्रति न गच्छति तज्जलं साक्षात् सरोवरं प्रति गच्छति तत् अस्माभिः यदा अस्माकं कृते अपेक्षितं तदा अस्माभिः स्वीकृत्य उपयोगः क्रियते सर्वं सम्यक् अस्ति